अत्याधिकं स्क्रीन् समयस्य कारणात् बालकाः अद्यत्वे क्रीडां न क्रीडन्ति इति अहं मन्ये किमर्थम् इति चेत् बालकाः यदा तत् रोग तत् बालकाः इदानीं सदा मोबैल् स्क्रीन् टी वी स्क्रीन् कम्प्यूटर् स्क्रीन् पश्यन्तः दिनं यापयन्ति ते तदर्थमेव तेषां स्थौल्य स्थूलरोगाः स्थौल्यरोगं अनन्तरं जीर्णशक्तिः नास्ति तत् मनोरोगाः सन्ति अनेके रोगाः सम्भवन्तीति मन्ये तस्मात् अत्यधिकं स्क्रीन् समयस्य कारणादेव बालकाः क्रीडां न कुर्वन्ति अधिकं क्रीडितुं प्रेयतुं किं कर्तव्यमिति चेत् तत् निष्कासनीयं तत् तदा यदा सदा मोबैल् धृत्वा मोबैल् पश्यन् अस्ति चेत् तत् तस्य निद्रा अपि न आगच्छति सम्यक् द्वादशवादनपर्यन्तं रात्रौ स मोबैल् पश्यति चेत् तत् तस्य निद्रापि नश्यति तस्मात् तत्र नियमङ्करणीयं एवं एक याम एकयामपर्यन्तमेव मोबैल् पश्यतु इति